अहं प्राणिप्रेमी अस्मि मम गृहे बहवः पशवः सन्ति मार्जारः अस्ति शुनकः अपि अस्ति मार्जारस्य नाम अस्ति राजुः शुनकः अपि अस्ति अहं तत् बा रोड् सैड्मध्ये बाल्यकाले यदा शुनकः ब बाल्यकाले आसीत् तदा एव आगत्य स्थापितवती तदनन्तरम् अहमेव तस्य पालनं कृतवती मार्जारः एवं शुनकः मध्ये द्वेषः नास्ति बाल्यकालात् मिलित्वा पालायानं कृतं रम् अहो तेषां मध्ये मित्रता एव अस्ति